मम प्रदेशे स् सर्वकारीय आस्त् अस्ति स्वास्थ्यसेवा अस्ति त तस्य नाम सुगं कान्सर् चिकित्सालयः ते सर्वे इदानीमेव प्रारम्भः प्रारम्भं कृतवन्तः अतः ते शृङ्गेरी मठस्य योजनेन कृतवन्तः अतः सम्यक् एव भवति धन्यवादः